अद्य अहं रचनानुवादकौमुदीं क्रीतवान् वस्तुतः रचनानुवादकौमुदिमाध्यमेन संस्कृतस्य लेखनस्य अभ्यासः पुनः संस्कृतस्य भाषायां धाराप्रवाह वक्तुम् अपि अभ्यासः भवितुम् अर्हति तत् दृष्ट्यां पुस्तकं क्रीतवान् पुस्तकम् एतत् बहु उत्तमम् अस्ति मूल्यमपि अल्पमेव वर्तते कपिलदेवद्विवेदिना पुस्तकम् एतत् लिखितं वर्तते प्रतिदिनस्य एकस्य पाठस्य अभ्यासं क्रियते चेत् षष्टिदिवसेषु एतत् सर्वं पुस्तकं सम्पूर्णं भवति पुनः एतेषु दिवसेषु एव संस्कृतस्य अपि लेखनाभ्यासः भाषणाभ्यासः अपि सम्पन्नः भवति तदर्थम् एतत् पुस्तकं बहु उत्तमम् अस्ति पुनः मूल्यस्य अपि सदुपयोगः एव् अनुभवामि